हरि ओम् अहं के कुमारः भारतस्य राजनीतिस्तु अत्यन्त उत्तमा वर्तते किन्तु अस्मिन् विषये मम अभिप्रायः आधुनिक काले भारतस्य राजनीतिर्या वर्तते सा नीति अत्यन्तं दुष्करा वर्तते यतोहि राजकीयनेतॄणां कार्यं वर्तते समाजसेवा इति किन्तु सेवा इति नाम्ना एते राजकीयनेतारः राजनीतौ प्रविश्य ततः स्वकीयं यद् धनार्जनं लुण्टनं इत्यादिकं कार्यं कुर्वन्ति अतः राजकीयपक्षे या स्थितिः साम्प्रतिकभारते दृश्यते सा स्थितिः नास्ति समीचीना अनन्तरं राज रा भारतीयनेतारः ये वर्तन्ते तेषां तु कार्यं स्वकीयानां कृते एकं स्वमतमनुसृत्य नाम चिन्तनं स्वचिन्तनमनुसृत्य स्वकीयानां कृते एका स्थितिः अन्येषां कृते भिन्ना स्थितिः एवं रीत्या जायमाना वर्तते प्राचीनकाले या राजनीतिरासीत् सा राजनीतिस्तु किञ्चित् समीचीना वर्तते वर्तमानकालिकराजनीतिस्तु किञ्चिदपि तत्र सम्यक् नास्ति यतोहि पक्षपातः तत्र दृश्यते अनन्तरं येन केनापि जनानां विषये वा अथवा अन्येषु समाजहिताय यानि कार्याणि वर्तन्ते तेषां विषये चिन्तनं एते न कुर्वन्ति यदि राजकीय नेतारै सहै यदि मेलनं भवितुमर्हति तर्हि अहं अंशत्रयं तत्र वक्तुमिच्छामि प्रष्टुमिच्छामि एकं विद्याव्यवस्थायाः सम्यक्तया तत्र कार्यं अत्र विद्याव्यवस्थायां सम्यक्तया कार्यं करणीयं इति द्वितीयं वैद्यस्य यद्वर्तते चिकित्सायाः तस्मिन् विषयेऽपि तेषां कार्यं आवश्यकं अनन्तरं भारतस्य यत् संरक्षणं वर्तते तत्रापि एतत् तृतीयं तान् अहं प्रष्टुमिच्छामि तस्मिन् विषये कार्यं कुर्वन्तु इत्यपि वक्तुमिच्छामि धन्यवादाः